अहं समीपस्थानि नगराणि ग्रामाणि प्रायः द्वित्रिवारं गच्छामि तत्र बन्धुमित्राणि सन्ति तैः सह मेलनार्थं गच्छामि तथैव देवालयाः सन्ति देवदर्शनार्थं गच्छामि भिन्नभिन्नाः उत्सवाः पर्वदिनेषु गच्छामि कदाचित् विवाहार्थं गृहप्रवेश उत्सवार्थं तादृशसमू समारोहार्थम् अपि गमनम् आगमनं भवति एव कदाचित् पञ्चदशवारमपि संवत्सरे गमनम् आगमनं भवति बहु रोचते बन्धुमित्रैः सह मेलनम्